नमो नमः बहवः बालकाः कलासु स्वभावः रुचिः लभ्यते भवेत् अ तद् सन् सङ्गीतं चित्रकला नृत्यं वा अन्यमध्या मध्य मद् माध्यमं वा अतः भवन्तः मातापितृमित् पितृरूपेण किं कर्तुं शक्नोति यत् भवतः बालस्य कलासु रुचिः निरन्तरं विकसिता भवति बालकः बालकानां रुचिः सृजनशीलता वा विकसितुं मातापितरौ महत्त्वपूर्णां भूमिकां निर्वहन्ति इति विशे विशेषः विशेषज्ञाः वदन्ति अत्र केचन युक्ताः सन्ति यत् भवन्तः स्वस्य बालकस्य कलासु रुचिं कथं वर्धयितुं शक्नोति यद्यपि भवन्तः मातापित् पितृरूपेण सङ्गीतस्य वा कलासङ्ग्रहः कलासङ्ग्रहालयस्य भ्रमणं स् भ्रमणस्य वा तथापि भवतः बालस्य रुचिः भिन्नं भवितुम् अर्हति अतः एव तेषां यथासम्भवम् अधि अधिकप्रक अधिकप्रकारस्य कलां कलामाध्यमानां सम्मुखी भवनं सम्मुखी भवनं महत्त्वपूर्णं येन ते चिन्तयितुं शक्नोति यत् केषु तेषां रुचिः अधिका मम विचारेण मातापितरः प्रायः भयभीताः भवन्ति यत् बालकाः बोरं भविष्यन्ति तथा तेन तान् विद् विविधकलानाम् अनुभू अनुभवान् नेष्यन्ति इति नार्थ् हेम्प् एन् ईच् इत्यस्मिन् म्यूसिक् मार्क्स् इत्यस्य नी निदेशिका निर्देशिका तृशा केय्न् केन्द्रं अध्वक् बालकानां ध्यानस्य अवधिः अल्पः एवं शी